प्रसिद्धस्य साने गुरूजि वर्यस्य भारतीयसंस्कृतिः इति पुस्तकं मराठिभाषया अस्ति तत्कन्नडभाषयापि अनूदितं तदहं बहुधा इच्छामि यतो हि तत्पुस्तकं भारतीयसंस्कृतेः एकश्रीकोषवदस्ति यं यं विषयं वयं ज्ञातुमिच्छामः तस्य तस्य किते विवरणं तत्र भवति अतः अहं मनसि एवं भावयामि यत् प्रत्येकः अपि भारतीयः तत्पुस्तकम् आचूलमूलं पठेत् विषयान् सङ्गृह्णीयात् विचारान् प्रतिपादयेत् येन वयं भारतनिष्ठाः भवेम इत्ययम् आशयः अस्ति